मया केचन पुस्तक पुस्तकानि अपेक्ष्यन्ते अत्र मनुस्मृतिः अस्ति वा द्वितीयभागः ओ अस्तु अस्य हिन्दी व्याख्या नास्ति वा हिन्दी व्याख्या ओ अस्तु अस्तु एवं च वैयाकरणसिद्धान्तकौमुदी अपेक्ष्यते मया तु प्रथमभागः एव अपेक्ष्यते कदा आग ओ अस्तु अस्तु तत् द्वयम् अपेक्ष्यते एवं च तत्र वेदान्तस्य वेदान्तसारः अस्ति किम् कृपया मां दर्शयतु ओ अस्तु एतत् क्रयामि अस्य कति मूल्यम् ओ अस्तु एवञ्च तत्र किञ्चित् लेखनी अपि अपेक्ष्यते कृष्ण कृष्णवर्णस्य ओ अस्तु तत्त द्वादश ददातु एवञ्च मम सखीभिः अपि कि किञ्चित् पुस्तकम् अपेक्ष्यते किन्तु सा अन्यप्रदेशे तिष्ठति अत्र कोरियर् आप्शन् अस्ति वा कति दिनं यावत् तत्र ओ अस्तु धन्यवादः